हरिः ओम् नमस्ते

आ हा कुतः भगिनि

इदानीमेव वा पूर्वमेव अस्ति वा

ओ के ज्वरः अपि अस्ति हा भवती चिकित्सालयं न आगच्छति वा अहम् औषधं ददामि आं तादृशं कर्तुं न शक्यते कोपि कोपि अस्ति वा बा बालकाः सन्ति वा अहं प्रेषयामि

भवती किं खादितवती प्रातःकाले

हो ह्यः वा ह्यः ऐस् क्रीम् खादितवती वा ओ तदर्थम् एव शिरोवेदना अजीर्णम् अभवत् इति अहं मन्ये अहम् औषधं प्रेषयामि भगिनि दिनद्वयं स्वीकरोतु श्वः भवती रिपोर्ट् करोतु मम समीपे अहं सम्यक् वा अथवा इतोपि औषधम् आवश्यकं वा इति चिन्तयित्वा श्वः डिसैड् डिसैड् करोमि अस्तु वा इदानीम् औषधं प्रेषयामि

आगच्छ आ अस्तु भगिनि अस्तु अस्तु धन्यवादः